मम इष्टतमः ऋतुः ग्रीष्मकालः तदा सर्वदा सामान्यतया जून् मासे एव भविष्यति भवति एव बहु वृष्टिः आगच्छति द्रष्टुम् अपि सम्यक् भवति प्रदेशे जलम् अपि बहु भवति अनन्तरं वयम् एतद् जलं पूरणम् एतद् सर्वं बहु आवश्यकम् अस्ति अनन्तरं ग्रीष्मऋतु काले बहूनि वृष्टिः आगच्छति चेत् कृषकाः कृष कृषिवलयाः अपि वर्धनं बवति कृषि क्षेत्रे बहु उत्तम एतत् तण्डुलाः कुर्वन्ति करोति खलु कृषिवल कृषि जनाः तद् सम्यक् भवती अतः तत्र बहु कार्याणि भवन्ति